संस्कृतरूपकेषु विदुषपात्रस्य स्वारस्यं किम् इत्युक्ते यः कोपि अधिकतया संस्कृतं जानन्ति ते सर्वेपि विदुषपात्रं भवन्ति अतः एव किं भवति चेत् संस्कृतं ज्ञानम् इतीव आवश्यकं भवति विदुषपात्रद्वारा किमर्थं चेत् यः विदुषपात्रं वदति किमपि शुद्धमेव कार्यं करोति अशुद्धं किमपि कार्यं न करोति अतः एव विदुषपात्रम् भवितुम् अतीव आवश्यकं भवति च अन्यान्यपि कारणानि सन्ति किम् चेत् यः विदुषः भवति सः वृद्धस्य अतः बालस्य सर्वेपि आदरः कर्तुं जानन्ति अतः एव विदुषपात्रं भवितुम् अतीव आवश्यकं भवति तत्पश्चात् विदुषपात्रः कः इत्युक्ते प्राचीनकाले बहवः विदुषपात्राणि सन्ति यथा कालिदासः महाकविदण्डी पातञ्जलि बहवः सन्ति ते सर्वेपि विदुषपात्रम् वक्तुं शक्यते किमर्तं चेत् से ते बहवः काव्यानि नाटकानि विरचितानि अतः एव ते सर्वेपि विदुषपात्रं भवन्ति एव अत एव विदुषपात्रम् अतीव आवश्यकं भवति अस्माकं जीवने विदुषपात्रं भवितुं अतीव आवश्यकम् अस्माकं जीवने